संस्कृतविषयाः सामान्याः अपकल्पनाः मुख्यतः द्वे वर्तन्ते प्रथमतः प्रथमा अपकल्पना ए एतद्रीत्या वर्तते संस्कृतभाषा अतीव पुरातनकालस्य भाषा एतद् भाषायाम् आधुनिकविषयसम्बन्धाः कुतोऽपि विवरणं कुतोऽपि नास्ति यद्वा वैज्ञानिकविषयं भवेयुः य यद्वा वैज्ञानिकविषयं भवतु यद्वा यान्त्रिकविषयं भवतु यद्वा गणितविषयं भवतु तादृशात् कुतोऽपि नास्ति इति प्रथमतः प्रथमा अपकल्पना द्वितीया अपकल्पना संस्कृतभाषा केवलं पूजार्थम् उच्चारणार्थं दैवीविषयः दैवाराधनार्थमेव भविष्यति अन्यत्र कुतोऽपि तस्य प्रयोजनं नास्ति इति द्वितीया अपकल्पना